हरि ओम् एतद् स्विग्गि आर्डर् अस्ति खलु अहं मम आर्ड् मम अहं किं आर्डर् कृतवती तद् केन्सल् कृतवती किं कृपया तद् धनम् आगतं खलु तद् रिफन्ड् करोति वा ओके ओके न न एतद् होटेल् रामकृष्णा होटेल् खलु हा सत्यं सत्यं अहं न इच्छामि इदानीं तदर्थं कृपया मम दनं पुनः प्रेषयति वा मम अकौण्ट् मध्ये एतद् मम हा हा मम सङ्ख्या अस्ति खलु तत्र प्रेषयतु अस्तु वा अहं न इच्छामि इदानीं मम पुत्री आनीतवती द्विवारं भवति पुनः पुनः तदेव द्विवारं भवति तदर्थम् अहं केन्सल् कृतवती अस्तु वा धन्यवादः